संस्कृतभाषाशिक्षणं बालानं कृते नितरामपेक्षितम् किमर्थम् इत्युक्ते इदानीं पश्यन्तु अस्माकं पूर्वतनकाले एवमासीत् वेदाध्ययनं कथं कर्तव्यम् इत्युक्ते तदानीं किं किमपि पुस्तकादिकं नासीत् तेन अस्माभिः किं ज्ञायते तर्हि कथं पठन्ति स्म इत्युक्ते तत्र ते श्रुत्वा पठन्ति स्म इदानीन्तनछात्राः कथं नाम पूर्वं तथा तेषां किम् एकाग्रता आसीत् इदानीं किं जातम् एकाग्रता नष्टा कुतः पुस्तकानि आगतानि तस्मात् ता कथञ्चित् तत्र पुस्तके एव भवति खलु इति कृत्वा तत्र तेषाम् एकाग्रता एव न भवति तर्हि तादृशम् एकाग्रतासम्पादनार्थं किं कर्तव्यं योगसूत्रादिकं पठनीयं तत् योगादिकं कर्तव्यं योगः योगाध्ययनं कर्तव्यं तर्हि योगाध्ययनं कुत्र अस्ति इत्युक्ते तत्र योगाध्ययनस्य मूलं संस्कृतसाहित्ये वर्तते संस्कृतभाषायां वर्तते तस्मात् तादृशयोगाध्ययनं कर्तुं संस्कृतभाषा नितरामपेक्षितम् अपे अपेक्षा वर्तते तस्मात् संस्कृतभाषायाः अध्ययनं कर्तव्यमेव य यदि अग्रे ज्येष्ठाः भूत्वा यदि योगाध्ययनं वा कर्तुम् इष्यन्ते तर्हि तदानीं तु नितरां न भवति तस्मात् बालानां बालेभ्यः एव यदि संस्कृतभाषा शिक्षणं यच्छामः तर्हि